चिन्तनप्रचोदकं पुस्तकं बहु वर्तते साहित्ये तत्र कर्णाटकभाषायां किञ्चन पुस्तकं वर्तते मङ्कुतिम्मनकग्ग इति तच्च पुस्तकं मान्येन डि वि गुण्डप्पवर्येण विरचितम् तत्र जीवनदर्शनस्य विपुले विपुलतया वर्णनं प्रतिपादनं निरूपणं दृश्यते तत्र उच्यते पुस्तकेन यज्ज्ञानं प्राप्तं तज्ज्ञानं सर्वथा सत्यं न भवति सत्त्वयुतं न भवति परन्तु अनुभवेन यज्ज्ञानं प्राप्तं तज्ज्ञानं तु सारभूतं भवति इति उच्यते सर्वमपि ज्ञानं पुस्तकादेव भवति इति नास्ति नियमः इति कस्मिन्श्चित् पुस्तके वर्तते तच्च पुस्तकं मङ्कुतिम्मनकग्ग इति एवं तत्र बहवः विचाराः चिन्तनप्रचोदकाः वर्तन्ते इति अहं भावयामि अहं तु कस्मिन्नपि पुस्तकवाचनसमूहे नास्मि